नमस्कारः अहं वासुदेवः मम पारपत्रसङ्ख्या एन् सप्त पञ्च अष्ट षट् अष्ट षट् षट् इति अस्ति अहं पूर्वं मुम्बैनगरे वसामि स्म सद्यः एव पुणे नगरं प्रति अहं स्थानान्तरितः अस्मि अतः मम पारपत्रे सङ्केतः सङ्केतस्य परिवर्तनं कारणीयमस्ति सो तस्य प्रक्रियां ज्ञातुम् इच्छामि अतः अहमत्र किं तत्र पूरणीयम् अद्यतनीकर्तुम् इति अहं पृच्छं पृच्छामि इच्छामि प्रष्टुमिच्छामि तत्र अत्र अत्रत्य पा सङ्केतस्य कृते कीदृशी प्रमाणपत्रम् अपेक्षते इत्यादि विषये यदि वदति तर्हि समीचीनम् आसीत् तत्र तावत् सद्यः यत्र अहं वसामि तस्य रेण्ट् अग्रिमेण्ट् अस्ति अपि च अहं यत्र कार्यं करोमि तस्य ऐ डी इति अस्ति तद्विहाय सद्यः न किमपि अस्ति बेङ्क् अकौण्ट् इत्यादि किमपि नास्ति तु अतः तदपि एकवारं सूचयतु कीदृशी कीदृशं पत्रमपेक्षते अत्रत्य सङ्केतम् अद्यतनीकर्तुम् येन च अहं सुलभतया पारपत्रे मम सङ्केतस्य अद्यतन अद्यतनीकरणं कर्तुं शक्नुयामिति धन्यवादः